हरिः ओम् नमो नमः भवतः गृहे रेण्ट् रुम् अस्ति किम् आं तत्र कानि रूप् कति रूप्यकाणाम् आवश्यकता अ सन्ति आम् एतत् तु अधिकमस्ति किञ्चित् न्यूनं करोतु आम् एतत् तु सत्यं परन्तु मम पार्श्वे वर्तमाने धनस्य अभावः अस्ति यत् कारणात् अहम् अधिकं धनं दातुं न शक्नोमि यतोहि मम भ्रातरः अपि रोगी जातः मम भ्रातुः सुगार इति रोगः जातः तस्मात् कारणात् सः चिकित्सालये आसीत् आम् एतत् कारणात् भवत् भवान् रेण्ट् रुम् इत्यस्य रूप्यकाणि किञ्चित् न्यूनं करोतु विश्श्हम् आं यतो हि मम भ्रातरः बहु बहुसमयं म् बहुसमयं जातः चिकित्सालये तस्य सुगाररोगम् अधिकं भवति अधुना चिन्तयामि चिन्त

आं वर्तमानकाले सुगाररोगः अधिकं भवति यतोहि वातावरणस्य समस्या अस्ति किं वर्तमानसमये एतत् सत्यं वा अस्तु वयं तस्मिन् कारणात् एतत् विषये ध्यानं दातव्यमस्ति यतोहि वर्तमानकाले सुगाररोगः अधिकं दृश्यते आम् आम् एतत् सत्यं सः सः वचनं तु चिकित्सा कः अपि अवदत् अस्तु एतत् कारणात् भवान् किञ्चित् न्यूनं कृत्वा मां वार्तां प्रेषयतु धन्यवादः